आरोग्यसेवासु भ्रष्टाचाराः दृश्यन्ते अनेकचिकित्सकाः सन्ति ते केवलं धनलाभाय चिन्तयन्ति संप्रत्येव मया ज्ञातं निकटस्थे आरोग्यालये एकः चिकित्सकः धनार्थं मृतशरीरं पञ्चदश दिनानाङ्कृते अकारणम् आरोग्यालये स्थापितवान् प्रतिदिनस्य यः व्ययः भवति तं स्वीकर्तुम् इष्टवान् एवं बह्व्यः घटनाः सन्ति तथापि दैवात् अहम् अधुना यावत् न अनुभूतवान् अस्मि परन्तु अद्यावधि अहङ्कदापि भ्रष्टाचारस्य बलिः नाभवम्